मम जीवने सप्तमकक्षापठनकाले भाषणस्पर्धा आसीत् तत्र अहं विद्यार्थिजीवने कथं भवेत् इति अहं उक्तवान् विद्यार्थिजीवने शिस्तुपालना आवश्यकम् अस्ति यत् गुरुः पाठय पाठ पाठयति तत् पठनीयं गृहकार्यम् अपि श्रद्धया करणीयं समयपालना पालनियम् इति तत्र अहम् उक्तवान् सर्वे अपि श्लाघितवन्तः सर्वे करताडनम् अपि कृतवन्तः तत् स विशिष्टः अस्ति एतत् पुरस्कारः मम प्रथम पुरस्कारः आसीत् तन्निमित्तम् एतत् विशिष्टः अस्ति